यदि मम नगरे को अपि अतिथिः आगच्छति तर्हि सर्वप्रथमं तं जयपुरनगरस्य प्रसिद्धं आराध्यदेवगोविन्ददेवं मोटीडोङ्गरीगणेशं प्रति च नीत्वा चोखीधाणि रिसार्टं प्रति नेष्यामि अस्य कारणं अस्ति यत् अस्मिन् स्थाने राजस्थानस्य संस्कृतिः एकस्मिन् स्थाने द्रष्टुं शक्यते राजस्थानीपाककला राजस्थानीनृत्यं राजस्थानीवस्त्र आदिद्वारा राजस्थानीयः संस्कृतिः अत्र दृश्यते अस्मिन् भवद्भ्यः प्राचीनकलाकृतयः हस्तशिल्पाः चित्राणि लोककथाः मूर्तिकलाः च सन्ति इति पारम्परिकराजस्थानस्य वास्तविकं चित्रं दृश्यते चोखीधानी अस्य अर्थः उत्तमग्रामः वर्तते नैन्टीन् एय्टि नैन् तमे वर्षे जयपुरनगरे अस्य निर्माणं कृतं अत्र राजस्थानस्य विभिन्नानि लोकनृत्यानि द्रष्टुं शक्यन्ते चोखीधानी ग्रामस्य कालबेलियानृत्यं सर्वाधिकं प्रसिद्धं अस्ति एतदतिरिक्तं कठ्पुतलीप्रदर्शनानि सङ्गमर्मर्क्रीडाः शुकस्य भविष्यवाणी जादूप्रदर्शनं अश्वसवारीं नौकाया नं च अत्र द्रष्टुं शक्यन्ते ये सर्वे पर्यटकाः जयपुरनगरं भ्रमितुं आगच्छन्ति ते अवश्यमेव चोखीधानीं गन्तुम् इच्छन्ति